उभयता सञ्चरनं प्रधानम् इत्यहं चिन्तयामि गमनं प्रधानं सामूहिकं भवतु एकाकिनी भवामि परन्तु गमनं प्रधानमित्यहं चिन्तयामि यदि बहु नीरसता अनुभूयते जीवने तर्हि एकाकिनी गन्तुम् इच्छामि सामान्यतया यदा यदा परिवारसदस्याः अथवा सहकर्मिणः अथवा भ्रातरः अथवा गृहपरिवेशे ये सन्ति तैः सह सामान्यतया गमनं तु प्रायः चलत्येव अतः मम जीवने उभयमपि जायते इदमेव इच्छामि इति न उभयमपि इच्छाम्यहं